भारतीय शिक्षाव्यवस्था इदानीं समीचीनं नास्ति नाम अत्र यदा त्रिवर्षं त्रिशतवर्षपूर्वं आङ्ग्लाः आगत्य स्वीयं प्राबल्यं अत्र प्रदर्शितवन्तः एकम् अनन्तरं तेषां कृते साहाय्यार्थं भारतीयाः एव अपेक्षिताः ते भारतीयाः कथं भवेयुः नाम यस् सर् इति कथयितारः आवश्यकाः आसन् अतः ते किं कृतवन्तः विशिष्य तत्र मेक्काले इति कश्चन अधिकारी अस्माकं भरतीयशिक्षणस्य या गुरुकुलपद्धत्तिः आसीत् या संस्कृतिशिक्षणम् आसीत् तत् सर्वं विनाशं क्रमशः विनाश्य आङ्ग्लशिक्षणपद्धत्तिम् अत्र आरभत तत्र सर्वे विषयाः आङ्ग्लप्रणीताः एव आसन् तु ते सर्वे विषयाः यस् बोस् इति कथयितुम् साहाय्यकाः पूर्वकानि च आसन् अतः ताः भारतीयशिक्षणपद्धत्तौ न अपेक्षिताः इदानीम् अपि आङ्ग्लाः गत्वा त्रिशतं शतं वर्षाणि समाप्तानि चेदपि तैः स्थापितशिक्षणविषयाः तथैव वर्तन्ते अतः भारतीयाः केवलं जन्मना भारतीयाः संस्कृतेयाः नाम आङ्ग्लाः इव अभवन् अतः सा शिक्षणपद्धत्तिः अस्माकं नापेक्षते